रामायणे उत्तमः राजः राजा भवति श्रीरामः सः पितृवाक्यपरिपालने यथा करोति तथैव प्रजानां पालनमपि भव करोति तेषां पालने रामस्य पालने तत्र कोपि दुःखं न अनुभवति यत स उत् उत्तमः भवति उत्तमः राज्ञः भवति एवं महाभारते धर्मराजः स धर्मपाल तस्य धर्मपालनेन स प्रजानां सर्वेषां कृते न्यायं कल्पयति महाभारते स उत्तमः राजा भवति